काल्पनिककथा वैचारिककथा अयं विषयः संस्कृतसाहित्येषु बहुधा उक्तः एव कुत्रचित् मया दृष्टं वर्तते यत् आख्यायिकोपलब्धार्था प्रबन्धकल्पना कथा इति तद् विषय द्वयमेव अत्र परिवर्तनारूपेण जातं कथा इत्युक्ते अस्माकं मति विभवेन कल्पनायाः च यः विषयः अस्माकं मतेः आयाति तद् उपयुज्य लेखनीया कथा वैचारिकी कथा इत्युक्ते आख्यायिका नाम इतिहासरचनं यथावत् किन्तु इतिहासरचने तावत् अस्माभिः विशेषण पदानि तादृश रूपेण दातुं न शक्यानि सन्ति यतः एकः राजा भवति इति कुर्मः तस्य विशेषः अंशः किमपि नास्ति चेत् अस्माभिः कल्पना रूपेण एव तस्य विशेषण पदानि दातव्यानि सन्ति तदेव संस्कृतसाहित्ये यशोभूषणमिति कश्चन ग्रन्थलेखनांशः दृश्यते किं तत् प्रातावर्द्र यशोभूषणमिति भवन्ति सहायम् काकतीय नृपः कथम् आसीत् इति अस्माभिः निर्णयितुं न शक्यते अतः इतिहासः कथा पठनेन अस्माभिः यथावत् ज्ञानं प्राप्तुं न शक्यते किन्तु बाणभट्टस्य कादम्बरी इत्यादि ग्रन्थेषु सुबन्धोः किं तत् वासवदत्ता इत्यादि ग्रन्थेषु इमे ग्रन्थाः तावत् काल्पनिकरूपेण एव रचिताः सन्ति किन्तु एतासां कथानां पठने अस्माभिः तत्कालीन समाजस्थितिः ज्ञातुं शक्यते तत्काले ये ये विषयाः तावत् हस्तात्ताः सन्ति इति ज्ञातुं शक्यते अनया कथया का अपि नीतिः उद्घोष्यते एव अतः मह्यम् इष्टं काव्यं तावत् काल्पनिकमेव नाम कथा रूप कथा एव तदेव मम इष्टं वर्तते लेखः इत्युक्ते बाणभट्टः यत् तस्याः वर्णनं तावत् उन्नतः श्रेष्ठतरः एव सन्ति